आ हरिः ओम् अग्रज हरिः ओम् अत्र आगच्छति वा अत्र मया एकः कार्यक्रमार्थं गन्तव्यं वर्तते तत्र गन्तुं मम कृते आटो अपेक्षा वर्तते अत्र कुत्रापि समीपे त्रिचक्रिकायानमस्ति वा ओ धन्यवादाः धन्यवादाः हा हरि ओमगर्ज अहम् इतः बेङ्गळूरुनगरस्य मन्त्रीमाल् गन्तुमिच्छामि तत्र गन्तुं भवन्तः कियद्धनं स्वीकुर्वन्ति हा शतं रूप्यकाणि वा शतं रूप्यकाणि अधिकं जातानि महोदय इतः केवलम् एकमेव किलोमीटर् वर्तते तावतः दूरस्य कृते भवतां कृते शतं रूप्यकाणि अधिकानि जातानि खलु किञ्चित् न्यूनं कुर्वन्ति वा किमर्थं न्यूनं न कुर्वन्ति अहमपि अत्रैव बेङ्गळूरुमध्ये एव वसामि अहं जानामि कियत् भवन्तः नियतरूपेण स्वीकुर्वन्ति इति अतः कृपया नयन्तु आम् आरोहयामि अस्तु गच्छामः अत्रैव अत्रैव अवतारयन्तु इदमेव माल् अहं तदानीमुक्तवान् धनं स्वीकुर्वन्तु आम् अस्तु धन्यवादः अग्रज